नमस्ते इति केन्द्रीयसंस्कृतविश्वविद्यालयस्य पुस्तकालयमस्ति वा आम् आम् अस्तु किमपि पृष्टव्यमासीत् अहम् अत्रैव शोधछात्रः अस्मि शृङ्गारप्रकाशे शोधनं कुर्वन्नस्मि तदर्थं किमपि पृष्टव्यमस्ति प्रष्टुं शक्नोमि किम् शृङ्ग शृङ्गारप्रकाशभोजस्य वर्तते तत्र बहूनि विषयानि बहवः विषयाः सन्ति अतः अहं व्याकरणदृशा दर्शनदृशा किमपि कर्तुमिच्छामि अतः व्याकरणस्य ज्ञानाय किमपि सामान्यज्ञानाय पुस्तकमस्ति किञ्च विशेषज्ञानाय पुस्तकमस्ति तद्भवान् वक्तुं शक्नोति किम् आम् तदेव तदेव

तत्र पदसम्बन्धिविषयाः सन्ति वाक्यसम्बन्धिविषयाः सन्ति शब्धरूपसम्बन्धिविषयाः सन्ति धातुरूपसम्बन्धिविषयाः सन्ति

भूषणसारः कस्य कृते वर्तते अस्तु तद् आम् भूषणसारम् अवगन्तुं कापि टीकाः सन्ति वा येन सम्यक् ज्ञानं भवेत् मम सरलभाषया तत्र प्रसिद्धा भवेत् एवम् अवगमने सौखर्यं दद्यात्

अधुना अहं तु साहित्यस्य चात्रः अस्मि अत एव व्याकरणविषये किञ्चिज्ञः एव अस्मि भवानेव वदतु कां टीकां स्वीकरोमि आम् आम्

अस्तु भवान् इदानीं तामेव टीकां मां ददातु किञ्च दशम्

अस्तु अहम् अहं वदिष्यामि तम् किञ्च पुनः पृष्टव्यमस्ति दर्शनदृशापि कर्तव्यमस्ति किञ्च भोजराजः शैवदार्शनिकः अस्ति अतः शैवदर्शनविषये कोऽपि ग्रन्थः विद्यते वा सर्वदर्शनसङ्ग्रहः अस्ति किम् आम् माधवाचार्यस्य आम् आम् तस्यैव अस्तु इति तु आन्लैन् भवान् किमपि वैब्सैट् इति किं वक्तुं शक्नोति किं येन मम सौखर्यं स्यात् आर्काय्व् अस्तु आर्काय्व् अस्ति अहं तत्र दृष्टवान् आसं किन्तु तत् पुस्तकं न लब्धं मया अस्तु अहं पुनः अन्य अन्य अन्यं पृच्छामि

अस्तु अहं तदानीं तत्रेव गन्तव्यं भविष्यति अस्तु अस्तु महोदय नमो नमः